सामान्यतया जनाः चित्रकलायां कानिच केचन दोषाः आचरन्ति की कीदृशः नाम केचन एवं कुर्वन्ति पेन्सिल् स्वीकृत्य करणीयम् अभ्यासं करणीयं भवति परन्तु एते साक्षात् यथेष्टं तेषामिच्छानुसारं कुर्वन्ति प्रथमं छित्र छित्रनिर्माणे गोलाकारं कृत्वा तदनन्तरम् अभ्यासः करणीयं भवति गोलाकारे गोलाकारात् अस्माभिः अन्यचित्रानि नाम पक्ष् पक्ष्याः मुखं वा यत्किमपि एकः मानवस्य मुखं निर्माणं वा यत्किमपि वयं करणीयं चेत् प्रथमं गोलाकारः सम्यक्तया करणीयं भवति अभ्यासः ततः प्रारम्भणीयः भवति परन्तु अन्ये किं कुर्वन्ति यथेष्टं ते स्क्वयर् वा नोचेत् रेक्टाङ्गुलर् वा वी शेप् वा यू शेप् वा इत्यादि फ़ेस् निर्मानार्तम् इत्यादिनां प्रयोगं ते कुर्वन्ति परन्तु एत एवं न करणीयं भवति प्रथमं सर्कल् कथं निर्मातव्यं इति अभ्यासं कृत्वा तदनन्तरम् अग्रे गन्तव्यं भवति त सम्यक् अभ्यासं कुर्वन्ति चेत् सर्कल् कथं निर्माणमिति सम्यक् अभ्यासं कुर्वन्ति चेत् आर्ट् अपि सम्यक्तया आगच्छति